पञ्चदशदिनाङ्कः जनेवरी नवत्यधिक नवदश शततमवर्षं नवविंशतिदिनाङ्कः डिसेम्बर् मासः द्व्यशीत्यधिकनवदशशततमवर्षं नवविंशतिदिनाङ्कः जुलै मासः अष्टाशीत्यधिकनवदशशततमवर्षं प्रथमदिनाङ्कः अक्टोबर् मासः एकनवत्यधिक नवदशशततमवर्षं द्वितीयदिनाङ्कः अक्टोबर् मासः चतुस्त्रिंशत् अधिकनवदशशततमवर्षम्